ह हरिः ओं सत्यम् अहं मञ्जुनाथभट्टः अस्मि ओहो कस्य नाम्नि कस्य नाम्नि भवतामेव हा हा हा आ हाहा ज्योतिर्विदः किमपि उक्तवन्तो वा तस्मिन् विषये किमर्थं कर्तव्यं कस्य ग्रहस्य शान्तिः करणीया इति ओ हो एवं तत् कर्तुं शक्यते आ हा ह अस्तु तर्हि एकवारं यदि भवन्तः गृहं वा आगच्छन्ति जातकम् आनीय भवतां नक्षत्रं जानन्ति चेत् भवतां तारानुकूल्यं दृष्ट्वा कर्तुं शक्यते

वदन्ति चेत् वरं वा इदानीमेव अहं दृष्ट्वा वक्तुं शक्नोमि पूर्वभद्रानक्षत्रं भवति आ ह ह अस्तु न यत् कियत्कालः कालं प्राक् करणीयम् इति उक्तं वा तैः ज्योतिर्विद्भिः इदानीम् एकमासः मासाभ्यन्तरेव अतवा एकसप्ताहाभ्यन्तरे वा यथा शीघ्रं कुर्वन्तु इति तर्हि एकमासाभ्यन्तरे कुर्मः अस्य मासस्य पञ्चविंशतिदिनाङ्के भवतां तारानुकूल्यं लभ्यते अत्र तस्मिन् दिने भवन्तः यदि फ्री़ सन्ति तस्मिन् दिने कर्तुं शक्नुमः सिद्धता कर्तव्या आ हा अस्तु

समित् तत् कियत् किं भवन्ति भवति इति जानन्ति अतः तत्सर्वं शतम् उत अष्टोत्तरशतं सङ्ख्या पूर्वम् अनुगुणं तत्र सर्वे समिदः भवेयुः एकं के जी परिमितं नवग्रहधान्यं तद् तदनुगुणं वस्त्रं नारिकेरफ़लम् अन्यत् सर्वम् अहं यदि अपेक्षितं वाट्सप् मध्ये तद् लिखित्वा प्रेषयामि तदपि ग्रामीणाः जनान् नवग्रहवस्त्रं यदि भवन्तः आपणेषु पृच्छन्ति ते एव यच्छन्ति आ चिन्ता नास्ति सामान्यमेव भवति हा मम तु सत्यं मम तु अष्टवादनपर्यन्तं पूजा एव भवति अष्टवादनोत्तरं यदि कार्यमस्ति गच्छामि परश्वः कार्यमपि नास्ति अतः गृहे एव भवामि अष्टवादनोत्तरमागच्छन्तु

अस्तु अनन्तरं तद् घृतम् अपेक्षितं तत् तस्य सङ्ग्रहः तु भवतां गृहे तु भवति तत् मनसि भवतु अस्तु तर्हि अहम् आगत्य आगच्छन्तु गृहं तदा अन्यत् सर्वं सम्भाषणं कुर्मः धन्यवादः